मम बाल्यावस्थायाम् अहं मम गृहसमीपे एव सङ्गीतशालां प्रति गच्छन् आसम् तत्र मासे एकवारं द्विवारं सङ्गीतकार्यक्रमाः भवन्ति स्म तत्र सर्वदा अहम् अग्रे एव उपविश्य सङ्गीतास्वादनं कुर्वन् आसम् एकस्मिन् दिने तत्र ज्येष्ठाः मान्याः सङ्गीतविद्वांसाः आगताः आसन् तेषां पुरतः एव उपविश्य अहं मम बालभाषया एव किमपि जल्पनं कुर्वन् च आसम् तत् श्रुत्वा ते विद्वांसाः अपृच्छन् ओ भवान् किं कुर्वन्नस्ति किमर्थं भवान् अभ्यासं अग्रे न कुर्वन्नस्ति सम्यक् एव प्रयत्नं कृत्वा भवान् उत्तमसङ्गीतविद्वान् भवितुमर्हति इति ते उक्तवन्तः तदनुसारेण अहं प्रयत्नं च अकुर्वन् तदा तदा ते विद्वांसाः अस्माकं कृते मार्गदर्शनमपि अकार्षुः एवमेव अहं बाल्यप्रभृति सङ्गीतरसास्वादनं कुर्वन्नेव सङ्गीताभ्यासं च कुर्वन् कृतवान् तथा च सङ्गीतक्षेत्रद्वारा अस्माकं मनोविकासः भवति इत्यपि अहम् एकवारं मम शालायां श्रुतवान् तदुत्तरं मम सङ्गीताभ्यासस्य रुचिः इतोप्यधिका भवतीति अहम् अत्र वक्तुम् इच्छामि एवमेव स्वस्य स्वस्वजीवने सर्वेपि सङ्गीतसेवां कुर्वन्तः जीवनं यापयन्तु इति अहं विज्ञापयामि धन्यवादः